भारते तु बह्व्यः कलाः वर्तन्ते किन्तु इदानीन्तन काले तादृशाः अपि कलाः वर्तन्ते येषां प्रयोक्तारः न सन्ति एव अतः अहं मन्ये तादृशाः कलाः एव तत् इदानीं नाम प्रयोक्तॄणाम् अभावेन ताः कलाः इदानीं नष्टप्रायाः सन्ति अहं सर्वासां तु नामानि न जानामि किन्तु तत् तेषु पाञ्चालिकक्रीडा इति एकम् अस्ति तथा च तत्र विविधवाद्ययन्त्राणां बाधक बाधकानां तत्र अभावः अपि वर्तन्ते येषामहं नाम येषां वयम् उल्लेखः तु केवलं म्यूज़ियम् मध्ये एव द्रष्टुं शक्नुमः तद्वाद्ययन्त्राणां किन्तु तेषां वाधकानाम् इदम् इदानीम् अभावः वर्तते अतः अहं मन्ये तदेव इदानीं नष्टप्रायाः सन्ति